हरिः ओम् महोदय नमस्ते महोदय एकं वस्तु आवश्यकम् आसीत् महोदय आर्डर् दत्तवान् आसम् भवान् सम्यक् समये आगत्य दत्तवान् अस्ति तस्य कृते अहं बहु बहु धन्यवादं वदामि तद् वस्तु बहु आवश्यकमासीत् महोदय मम कृते किञ्चित् विलम्बं भवति चेत् समस्या आसीत् तद् भवान् बहु सम्यक् समये आगत्य दत्तवान् अस्ति वस्तुपि बहु सम्यक् अस्ति बहु सम्यक् अस्ति मम कार्यं सरलम् अभवत् भवतः कार्यस्य कार्यस्य अहं प्रशंसा करोमि धन्यवादं धन्यवादं वक्तुम् इच्छामि ईदृशं किमपि आवश्यकमस्ति चेत् वारं वारम् अहं वस्तूनाम् आर्डर् ददामि मम हरिः ओम् आं भवान् सम्यक् समयः ददाति चेत् सम्यक् भवति आम् ईदृशम् ईदृशं कार्यं करोति चेत् कार्यं बहु सम्यक् भवति कार्यसफलता भवति अस्तु आम्

यदा वस्तुः भवतः कार्यालये आगच्छति तदा विलम्बम् मा करोतु शीघ्रमेव आगत्य ददाति चेत् सम्यक् भवति इति मम अभिप्रायः अस्तु महोदय पुनः एकवारम् अहं धन्यवादं वक्तुं शक्नोमि वक्तुम् इच्छामि बहु धन्यवादः भवतः कार्यं प्रशंसनीयम् अस्ति अस्तु धन्यवादः राम राम वदतु महोदय मम वदतु आमामाम् एवं वा एवं वा हा अस्तु अस्तु भवतः कार्यालये एव अहं कार्यं करोमि भवतः विलासम् एव ददामि भवतः हस्तेन अहं स्वीकर्तुम् इच्छामि भवतु

अस्तु अस्तु अन्येषां कृते अपि भवतः कार्यं प्रशंसयामि अहं वदामि भवतः सङ्ख्यां सूचयामि अस्तु अस्तु तर्हि राम राम धन्यवादः